मम परिचिताः आचार्याः एव ते प्राक् विश्वविद्यालये वेस् चान्सिलर् अपि आसन् तत्र ते ये भवेयुः वैस् वेस् चान्सिलर् रूपेण तानपि ते निर्दिशन्ति तैः उत्तमं किं कृतं नाम एन् ई पी इति न्यू एजुकेशन् पालसि विषये तैः अध्ययनं कृतं तत् विश्वविद्यालये आनीता च अतः आचार्यैः सम्यक् कृतम् इति अहं चिन्तयामि